अहं प्राचीनभारतस्य चन्द्रगुप्तमौर्यस्य विषये वक्तुमिच्छामि चाणक्यः नन्दानां संहारं कृत्वा यदा चन्द्रगुप्तमौर्यं मौर्यं राजस्थाने स्थापितवान्

सः अनन्तरं तस्य शासनकालः जगत्प्रसिद्धः अभवत् एकवारं वैदेशिकः तस्य साम्राज्यम् आगच्छति सः एकं वृद्धं मिलति सः वैदेशिकः वृद्धं वदति

चन्द्रगुप्तमौर्यं दर्शयति दर्शयसि वा इति अनन्तरं सः वृद्धः तं नयति तौ उभौ अपि नगरस्य अतिक्रमणङ्कृत्वा एकम् उद्यानं गतवन्तौ तत्र एकः लघुकुटीरः आसीत् कुटीरे अन्तः किमपि न आसीत् एकः कटः एकं जलपानं घटं अनन्तरं एकः दीपः वैदेशिकः अन्तः आगच्छति अनन्तरं पृच्छति भवान् मां कुत्र आनीतवान् इति अनन्तरं सः वृद्धः वदति अहमेव चाणक्यः इति मौर्यसाम्राज्यस्य प्रधानमन्त्री इति किन्तु वैदेशिकः सः न अङ्गीकरोति एतादृशसाम्राज्यस्य प्रधानमन्त्री एवं जिवननिर्वहणं करोति वा इति तस्मिन् एव सन्दर्भे चन्द्रगुप्तमौर्यः अपि तत्र आगच्छति एवं सः वैदेशिकः तस्मिन् साम्राज्ये व्यवहारशैली अथवा कार्यशैली कथम् आसीत् अस्माकं देशे ये राजानः आसन् ते कथं जनान् पालयन्ति स्म इति सः तस्य पुस्तके लिखति एवं सः आश्चर्यचकितः अपि भवति एवं मम तु इतिहासे बहुरोचकं अथवा अतिरोचकघटना इति अहं वक्तुम् इच्छामि